अहम् इदानीम् अय्यप्पस्वामिनः चित्रं चित्रयितुं निश्चयामि तथा मकरसङ्क्रान्तेः प्रयुक्तं धनुर्मासस्य प्रयुक्तम् अहम् अय्यप्पस्वामिनः चित्रं चित्रयितुम् इच्छामि किन्तु अहम् अय्यप्पस्वामिनः रूपं न दृष्टवती साक्षात् अहं न दृष्टवती तथा अहम् भावचित्रं दृष्टवती भावचित्रं दृ दृष्ट्वा चित्रं चित्रयितुं शक्नोति वा इति शक्नोति वा इति चिन्तयित्वा दृष्ट्वा अनन्तरं न शक्यते चेत् दूरवाण्यां गूगल् अथवा युटूब् एते सामाजिकजालताणं सामाजिकजालताणम् उपयुज्य तद् अय्यप्पस्वामिनः चित्रम् अन्विष्य अनन्तरं चित्रयितुं शक्नोति वा इति पश्यामि तद् दृष्ट्वा शक्नोति चेत् अवश्यम् अय्यप्पस्वामिनः चित्रम् चित्रयामि किन्तु सम्यक्तया चित्रयितुं प्रयत्नं करोमि तदा तदा गूगल्मध्ये वा तद् लेह अङ्कन्यां लेक् अङ्कन्यां चित्रं च चित्रयितुं चित्रणं तथा च वर्णमुपयुज्य चित्रयितुं चित्रणं च लभ्यते तदा एव अहं लेक् अङ्कनीमुपयुज्य कथं चित् चित्रयितुं शक्नोति इति दृष्ट्वा अनन्तरम् अय्यप्पस्वामिनः चित्रं चित्रयामि